नमस्ते अस्य बोके अपि भवति व्यस्तरूपेणापि लभ्यते किम् आवश्यकम् तस्य कृते तस्य कृते अशीतिरूप्यकाणि हा अशीतिरूपकाणि रूप्यकाणि आवश्यकानि बोके अस्ति चेत् शतं रूप्यकाणि मालारूपेण अपि लभ्यते तस्य सप्ततिः सप्ततिः रूप्यकाणि अस्तु सूर्यकान्तेः व्यस्तरूपेण कति आवश्यकानि एकमेव तस्याः पञ्चाधिकम् अशीतरूप्यकाणि सौगन्धिकानि अस्ति कति आवश्यकानि अस्तु तस्याः पञ्चाशत् रूप्यकाणि अस्तु तर्हि मल्लिका अस्तु नीयताम् करोमि आहत्य विंशतिः रूप्यकाणि विंशतिः रूप्यकाणि न्यूनीकरोमि

आहत्य अशीत्यधिक चतुश्शतम्

अस्तु नीयताम्